स्वास्थ्यरक्षणे तरणस्य पात्रं बहु मुख्यं तरणसमये तरणपटोः पाणिपादानां चालनम् आवर्तमानरुपेण उपर्युपरि वर्तते जले अग्रे गन्तुं भूरिबलम् आवश्यकं तरणकार्ये देहस्य सर्वाणि अङ्गानि भागं वहन्ति अतः तरणस्य नित्याभ्यासेन सर्वाणि अङ्गानि दृढानि भवन्ति अपि च तरणकार्ये प्राणवायुः भूरिप्रमाणेन आवर्तमानेन रुपेण आवश्यकं भवति इत्युक्ते उपर्युपरि वायुं पूरयितुं श्वासकोषस्य गात्रस्य वृद्धिः भवति एवं तरणम् श्वासोच्छ्वाससामर्थ्यं वर्धयति